भारतस्य माध्यमक्षेत्रे आकाशवाणी समाचारपत्रं दूरदर्शनं वृत्तिः वृत्तपत्रिकाः इत्येतेषां समावेशः वर्तते यदि आधुनिकमाध्यमक्षेत्रं वदामश्चेत् तत्र इण्टर्नेट् इत्यस्यापि उपयोगः क्रियते तत्र तस्मिन् वार्ताः प्रस्तूयन्ते तत्र यदा वार्ताः प्रस्तूयन्ते तत् कदाचित् सत्यं भवति कदाचित् असत्यमपि ते प्रदर्शयन्ति यदि असत्यं तर्हि तत्र अस्माभिः परिगणनं कर्तव्यं किं सत्यं किम् असत्यम् इति अहं तत्र वृत्तपत्रिकायां लोकमतम् इति एवञ्च दैनिकभास्करः इत्यादयः वृत्तपत्रिकाः जानामि एवञ्च वार्तावाहिन्याः विषये ए भि पि ए बि पि मासा आष्तक् इत्यादयः ये वार्तावाहिन्यः सन्ति तेषां ज्ञानम् अस्ति मम इति